मम इष्टतमः ऋतुः वसन्तऋतुः इति वक्तुं शक्नोमि अतः वसन्तऋतौ नू नवनवोन्मेषः सर्वत्र परिसरे परिलक्षते नूतनं वर्षं वसन्तऋतौ एव भवति चैत्रमासे शुक्लपक्षे प्रतिपत् अस्माभिः युगादिपर्वरूपेण आचर्यते तदा एव वसन्तऋतोः आरम्भः भवति नूतनः संवत्सरः अस्मान् समुल्लासयति अतः इष्टतमः ऋतुः वसन्तऋतुः एव भवति ऋतुसंहारः इत्यस्मिन् काव्ये कालिदासेन ऋतूनां वर्णनं बहुसम्यक् कृतमस्ति ते सर्वेऽपि श्लोकाः अस्माकं मनः रञ्जयन्ति अतः इष्टतमः ऋतुः वसन्तऋतुः